विद्यालयेषु इदानीं तु भाषाध्ययनं भवति पुनश्च विज्ञानविषये अध्ययनं भवति सामाजिकविज्ञाने अध्ययनमपि भवति पुनश्च अन्य विषयेषु कलाकौशले अध्ययनं भवति तथापि एतादृश अध्ययनेन शिक्षकाः उत्तमसुशिक्षिताः अपि शिक्षकाः सन्ति सुशिक्षिताः शिक्षकाः इत्युक्ते ये प्रातरा प्रातः आगत्य सायं पर्यन्तं पाठयित्वा गच्छन्ति ते सुसिक्षिताः भवेयुः तथापि तादृश अध्ययनं अध्यापनं वा समीचीनं न इति अस्माकं सर्वदापि चिन्तनं वर्तते भारतीय शिक्षणं तु गुरुकुल अध्यनमेव भारतीय शिक्षणम् तत् कारणतः विद्यालयशिक्षणं यदस्ति तद् इदानीं सद्यःकाले तथा अस्माभिः गन्तुं शक्यते विद्यालय द्वार अध्ययनमिति अग्रे तु पुनश्च गुरुकुलव्यवस्था एव पुनः प्रत्यागच्छेत् ये शिक्षकाः सन्ति ते आचार्यः भवेयुः ये छात्राः सन्ति ते सच्छात्राः भवेयुः तदानीमेव अध्ययनं केवलं विज्ञानाध्ययनं वा ज्ञानार्जनं वा न भवेत् चारित्र्य उन्नतीकरणमेव भवेत् तदेव यदार्थतया ज्ञानार्जनं भवति तत् ज्ञानं यत् अन्धकारनिर्मूलनं करोति ज्योतिरानय ज्योतिं आनयति तादृशमेव ज्ञानं भवति ज्ञान अर्जनं तथा न अज्ञाननिवारणमेव ज्ञानार्जनम्